नमो नमः महोदय मम एका बालिका वर्तते भवतः विश्वविद्यालये तस्याः नाम र् तस्याः प्रगतिः कथं नाम स्यु अध्ययने प्रगतिः का अध्ययनप्रगतिः का तस्याः तर्हि न तस्याः श्रुतिका श्रुतिका नाम नाम बालिका वर्तते तर्हि तस्याः प्रगतिः नाम अध्ययने का गतिः का गतिः

नाम अस्मिन् अस्मि

क्षम्यतां महोदयः नाम न नाम तस्य किं तस्याः किं नाम अध्ययने रुचिः नास्ति वा इति इति दृश्यते वा न तस्याः तु तस्या तु ट्यूशन् क्लास् अपि वर्तते परन्तु गृहे तु अध्ययनं न करोति सा अतः अतः अहम् अत्र आगतः भवतः प् नाम दूरवाणी कृतवान् तर्हि तर्हि अग्रे किं कर्तव्यं नाम अग्रे तस्याः तस्याः वर्धनार्थं तस्याः वृद्धिः नाम अग्रे भवति वा किं दृश्यते नाम तस्याः बुद्धेः नाम अद् अध्ययने अध्ययने रुचिः वर्तते वा इत्यादिकं कथं

कक्षायां कथं कक्षायां कथं वर्तते सा

दूरवाणी इत्यादिकं दूरम्

आमाम् आम् आम् क्षम्यतां क्षम्यतां

क्षम्यताम्